युद्धकलाविषये शिक्षणम् अपेक्षितं भवति अहमपि युद्धकलाविषये शिक्षणं स्वीकृतवान् अस्मि शिक्षणस्वीकरणं युक्तमपि वर्तते अत्र युद्धकला इत्युक्तौ तत्र केवलम् आयुधं स्वीकृत्य युद्ध युद्धस्थानगमनम् इति न युद्धे युद्धकाले आयुधं विना केवलम् अस्माकम् अङ्गाङ्गं प्रयोगं कृत्वा युद्धजयः यदि भवति तदपि युद्धकला इति सापि युद्धकला इति वयं स्वीकर्तुं शक्नुमः अत्र साधरणतया नियुद्धं पुनश्च दण्डप्रयोगः इत्यादिकमपि सामान्ययुद्धकलाः इति स्वीकर्तुं शक्यते आयुधस्य प्रयोगः युद्धकलायाम् अधिकरूपेण कुर्वन्ति पुनश्च अस्माकं स्वरक्षणाय यदपेक्षितम् तस्य कृते अस्माकं युद्धकलायाः शिक्षणम् अपेक्षितमेव भवति तस्य अध्ययनाय किञ्चित् कष्टकरं भवति किन्तु अध्ययनानन्तरं यत् यः उपयोगः भवति तत् अधिकाधिकं भवति इति मम आशा